नमस्ते नमस्ते अहं भोजनार्थम् अत्र आगतोस्मि बुभुक्षा बुभुक्षा अतीव वर्तते रुचिकरं खाद्यम् अस्ति चेत् वदन्तु के के अहं पातुम् उष्णजलमिच्छामि एवम् दोसा दोसा अपेक्षितम् अन्नभोजनं भवतु प्रथमम् दोसां खादित्वा अन्नम् अपेक्षितम् अत्र उत्तरभारतीय खाद्यावलिः सन्ति वा प्रथमम् एकं चषकं चायमपेक्षितम् तदनन्तरं सूपः अपेक्षितः तदुत्तरम् हा अस्तु महोदयः अस्तु

भोजनानन्तरम् अत्र वासव्यवस्थार्थं व्यवस्था विद्यते वा

भोजनार्थं भोजनार्थम् चपाति रोटि इत्यादिकं भवेत् स्पेशल् भोजनम् अपेक्षितम्

एवं वा

एवं वा

अपेक्षितं अपेक्षितम् प्रेयन्तु महोदयः

चायमपेक्षितम्

धन्यवादः